अत्र मम परिचिताः इत्युक्ते मम मित्राणि ते आरम्भकाले बाल्यकाले सामान्यपाठ्यक्रमस्य अध्ययनं कृत्वा यदा अग्रे गुरुकुलं प्रति गत्वा वेदाध्ययनं समापितवन्तः समाप्य अग्रे किं करणीयम् इति यदा चिन्तनम् आगतं तदा संस्कृतस्य कश्चनमार्गः तैः प्राप्ताः तदनन्तरं ते संस्कृतविश्वविद्यालयं प्रति प्रविष्टवन्तः तत्र तिरुपतौ राष्ट्रीयसंस्कृतविश्वविद्यालह विद्यालयः इति अस्ति तस्मिन् विद्यालये ते उत्तम अध्ययनं कृत्वा विद्यावारिधिम् उपाधिं स्वीकृतवन्तः यदा विद्यावारिधिं समाप्य ते अग्रे किं कुर्मः इति चिन्तनावसरे एव उद्योगावकाशः आगताः तर्हि ते सर्वेपि तत्र आवेदनं कृत्वा स्वकीयं व्यक्तित्वं विका व्यक्तित्वम् एवं च स्वस्य कौशलं प्रदर्श्य ते तत्र अन्यत्र विश्वविद्यालये उद्योगं सम्पादितवन्तः